ग्रन्थालयः अस्त्येव ममापि यतः ग्रन्थानाम् अध्ययनं नितरां कर्तव्यं शास्त्रविदाना शास्त्रविदान्तु अनेके ग्रन्थाः अपेक्षिताः भवन्ति तत्रापि विशेषेण व्याकरणशास्त्रस्य वेदान्तशास्त्रस्य अध्ययनं यदि क्रियते तदानीं तत् प्रकरणग्रन्थानां तत्र अन्येषामपि शास्त्राणामपेक्षा अस्ति अस्त्येव अतः तत्र उपायग्रन्थाः उपेयग्रन्थाः इति द्विधा विभज्यन्ते शास्त्रेष्वपि उपायशास्त्रम् एवम् उपेयशास्त्रम् इति द्विधा विभागो वर्तते तेषां सर्वेषां प्राथमिकग्रन्थाः यतः इदानीं तत्र काणादं पाणिनीयञ्च सर्वशास्त्रोपकारकम् इति श्रूयते अतः इदं द्वयं सर्वैरपि अध्येतव्यं तर्हि तत् शास्त्रीयग्रन्थाः प्रकरणग्रन्थाः एवम् उद्ग्रन्थाः इति तत्र भेदो भवति एवं तत्र अनेके टीकाः इदानीं तर्कसङ्ग्रहः इति न्यायशास्त्रस्य अथवा तर्कशास्त्रस्य प्रथमम् अत्यन्तं प्राथमिकः ग्रन्थः तदुपरि एव दशाधिकटीकास्सन्ति तर्ही तेषां सङ्ग्रहः तत्र नूतनाः विषयाः उपलभ्यन्ते कदाचित् तत्र अन्येपि विषयाः विषयान्तरमपि योजयित्वा इदानीं तत्रैव तर्कभाषा इति ग्रन्थान्तरम् एवं तत्र लघुसिद्धान्तकौमुदी मध्यसिद्धान्तकौमुदी रुजुसिद्धान्तकौमुदी सिद्धान्तकौमुदी तत्टीकाः एवं तत्र परिभाषेन्दुशेखरः प्रौढमनोरमा शब्दरत्नं तदुपरि पुनः टीकाः इति परिभाषेन्दुशेखरस्यैव पञ्च अथवा षट् टीकाः मन्निकटे वर्तन्ते तर्हि अयमपि वैयक्तिकः ग्रन्थालयः भवति इति वक्तुं शक्यते अन्यत्र अन्यत्र आसक्तिरस्ति इति हेतोः इदानीं तत्रा व्याकरणशास्त्रं वा अथवा अन्यच्छास्त्रं वा यः कश्चन पठति तेन इदमपि अनुभूयते यदा उद्ग्रन्थाः एकस्मिन् शास्त्रे पठ्यन्ते इत्युक्तौ अन्ये शास्त्रान्तरीयविषयाः अवश्यं भवन्ति इदानीत्र भूषणसारस्य वा लघुमञ्जूषायाः वा व्याकरणशास्त्रे यदि अध्ययनं तर्हि तत्र आर्थिकविषयाः अपि अपेक्षिताः तदानीं न्याये किं कथ्यते तद्विषये धात्वर्थः कः लकारार्थः कः अथवा तत्र तिङ्गर्थः कः तैः निरूप्यते स्वादीनां द्वितीयादीनां विभक्तीनां कः अर्थः तैरुच्यते इति सर्वं विचार्यते एवञ्च मत भेदः ज्ञातव्यः मतभेदः ज्ञातव्यः तत्र युक्तायुक्तत्वं ज्ञातव्यमित्युक्तौ अनेके तत्र टीकाग्रन्थाः अपेक्षिताः भवन्ति इति कृत्वा सर्वेषां कृतेपि सामान्यरूपेण मीमांसायाः न्यायस्य एवं तत्र व्याकरणस्य उद्ग्रन्थाः अपेक्षिता एव भवन्ति अतः तत्तत् शास्त्रे प्रवेशाय वा तेषां प्रकरणग्रन्थाः अपेक्षिताः भवन्ति इत्येवं कृत्वा एवं तत्र मन्वादिस्मृतयः अपि अवश्यं पठनीयाः आचरणविषये अस्माकम् आदरः अस्ति अतः तत्र सर्वं ज्ञात्वापि यदि सम्प्रदायः असम्प्रदायवित् सः मूर्खवदुपेक्षणीयः सर्वशास्त्रविदपि असम्प्रदायवित् मूर्खवदुपेक्षणीयः इति भगवत्पादानां शङ्करभगवत् शङ्कराचार्याणां वचनं तत् अतः तत् सर्वं ज्ञातव्यमित्युक्तौ वेदाध्ययनम् अनन्तरं तस्य भाष्यादिकम् एवं तत्र स्मृतयः तत्र स्मृतौ प्रायः इदमुक्तम् अवश्यं किमध्येतव्यमित्यत्र बुद्धिवृद्धिकराण्याशु धन्यानि च हितानि च नित्यं शास्त्राण्य अधीयीत निगमांश्चैव वैदिकान् पश्यन्तु कथं तैः उक्तम् बुद्धिवृद्धिकराण्याशु आशु बुद्धिवृद्धिकराणि यानि शास्त्राणि व्याकरणन्यायमीमांसावेदान्ताः इति ये अत्र प्रधानं प्राधान्येन निर्दिष्टाः अन्येपि युक्तियुक्ततया इदानीं तत्र अलङ्कारशास्त्रे जगन्नाथेन यः ग्रन्थः रचितः रचितः तत्र अवश्यं युक्तियुक्ततया एव रसगङ्गाधरे सः सर्वं प्रतिपादयति एवं तर्कमर्मज्ञेन अथवा तर्कशैल्या तत्रापि नवीन तत्र न्यायशैली इति प्रायः तत्र गङ्गेशोपाध्यायात् प्रभृति एषा परम्परा अत्र अत्यन्तम् अधिका अतः तदनुरोधेन तत् सर्वेषु अपि शास्त्रेषु तथा प्रकरणग्रन्थाः अथवा अन्ये उद्ग्रन्थाः संरचिताः तेषामध्ययनं रामायणमहाभारतादीनाम् अध्ययनम् एवं तत्र अत्रापि धन्यानि हितानि च इत्यनेन हितं दैहिकहितमायुर्वेदादयः आयुर्वेदादिकमध्येतव्यं मानसहितार्थम् अन्ये योगशास्त्रादिकम् एवम् अन्यं योगगासम्बद्धाः ग्रन्थाः एवं तत्र वा वासिष्ठं योगवासिष्ठादिकं बहु एतादृशग्रन्थाः अवश्यम् अध्येतव्याः अतः अध्ययनार्थं तेषां सङ्ग्रहः अवश्यं कर्तव्यः इति कृत्वा तेषां कारणात् ग्रन्थालयोपि अत्यन्तं विवृद्धः सम्पन्नः वर्तते इति अत्र निरूप्यते